अस्माकं परितः तन्त्रज्ञानं दूरवाणी सङ्गनकम् इत्यादयः सन्ति तेन कारणेन अस्माकं जीवितं जीवने सर्वं सर्वाणि कार्याणि सुलभतया वयं कर्तुं शक्तवन्तः सरलं अभवत् अधुना लेखनकार्यं न्यूनम् अभवत् उट्टङ्कणकार्यम् उट्टङ्कणकारणेन लेखनकार्यं न्यूनम् अभवत् इतोपि उट्टङ्कणस्य स्थाने भाषणं कार्यमपि आगतं वाय्स् प्रासेस् तेन इतोपि तन्त्रज्ञानकारणेन उदाहरणार्थं वयं यत्र कुत्रापि गच्छामः स्थानं वयं साक्षात् न जानीमः तन्त्रज्ञानकारणेन मेप् तत् मार्गदर्शनं करोति तन्त्रज्ञानं तेन वयं स् अस्माकं क्षेत्रं वा स्थानं वा सम्यक् वयं प्राप्तुं शक्नुमः अनन्तरं यत्किमपि वयं पाठं पठितुमिच्छामः पठनेन विना श्रोतुमपि शक्यते तन्त्रज्ञानकारणेन इदानीं तन्त्रज्ञानकारणेन वयं पठनमपि सरलं जातं पठनं विहाय स् श्रवणमपि चलति दृश्य श्रवणं तेन माद्यमेन इतोपि वयममस्माकं ज्ञानवर्धनं भवति ज्ञानात् ज्ञानार्थं तन्त्रज्ञानं बहु बहु सरलम् अभवत्